हरि ओं भगिनि आं कन्नडसाहित्यसम्मेलने पुस्तक आपणमस्ति मम भवत्याः किमपि पुस्तकम् आवश्यकत आवश्यकं चेत् क्रीणातु भगिनि अस्ति अस्ति सर्वाण्यपि पुस्तकानि सन्ति अवश्यं सन्ति अस्ति न वा अत्रैव अस्ति पश्यतु सर्वाणि सन्ति तेन अनूदिताः सर्वाणि पुस्तकानि अत्रैव सन्ति अवश्य अवश्यमस्ति कन्नड कन्नड वदतु भगिनि अस्ति विंशति प्रतिशतं रियायितिं करोमि अस्तु भगिनि अहं अहं कन्नडपुस्तके विंशतिप्रति प्रतिशतं रियायितिं करोमि तदनन्तरम् आङ्ग्लभाषायाः एक पञ्चदशप्रतिशतं रियायितिं करोमि संस्कृतभाषायाः पुस्तके दशप्रतिशतं रियायितिं ददामि

एक एकं पुस्तकं एकसहस्राणि रूप्यकाणि किं किं कन्नडपुस्तकं नाम आम् अस्तु सर्वाणि मिलित्वा पञ्चविंशतिरूप्यकाणि अभवत् अस्तु भगिनि अहं पञ्च पञ्चविंशतिशतं रूप्यकाणि रियायितिं दास्यामि अस्तु भगिनि राम् राम् राम्